मया आन्लैन् द्वारा यत् क्रीतं चित्रं तत् सम्यक् आसीत् तस्मिन् चित्रे सर्वविधवर्णाः आसन् अतः सः तद् अत्युत्तमं चित्रम् आसीत् इतोऽपि चित्रे गुणवत्ता अपेक्ष्यते तथापि चित्रं सम्यक् आसीत्